चारणार्थम् इष्टतमः भूविन्यासः क्यातन्मक्कि इति प्रदेशः अस्ति तत्र हिमप्रदेशः सार्वकालिकहिमः अन्यतमः आगुम्बे इति प्रदेशः प्रसिद्धः तत्रापि तथा आगुम्बे प्रदेशमध्ये वर्षकाले सम्यक् वर्षः कोडगुमद्ये तलकावेरि इति प्रसिद्धः प्रदेशः अस्ति तत्र तत्र हिमवत् हिमवत् मे एप्रिल् मे मासे अपि हिमा हिमावृतः भवति तत्प्रदेशः तलकावेरि इति प्रदेशः अतः कोडगु कर्नाटककाश्मीर इत्येव प्रसिद्धः कोडगुप्रदेशः चालनार्थम् इष्टतमः